द्विसहस्रतमवर्षस्य फे़ब्रवरि मासस्य प्रथमदिनाङ्कः द्व्यधिक द्विसहस्रवर्षस्य जून् मासस्य सप्तमदिनाङ्कः अष्टाधिक द्विसहस्रतमवर्षस्य एप्रिल् मासस्य एकदशदिनाङ्कः नवनवत्यधिक नवशत्यधिक एकसहस्रतमवर्षस्य सप्टवर् मासस्य पञ्चदशदिनाङ्कः अष्टषष्ट्यधिक एकसप्तमधिक द्विसहस्रतमवर्षस्य मार्स् मासस्य सप्तविंशतिदिनाङ्कः